अहं राष्ट्रीयसंस्कृतविद्यापीठे विद्यापीठे पठामि तत्र मम शिक्षकाः मम उपाध्यायाः भवन्ति मम अध्यापकाः भवन्ति आचार्यः आचार्यज्ञानमतिरामकृष्णः महाभागाः आचार्यलक्ष्मीनरसिंहशास्त्री महाभागाः आचार्यताताचार्यमहोदयाः यशस्वीमहोदयः यशस्वीमहोदयः इति एते तत्र अध्यापकाः भवन्ति तत्र आचार्यज्ञानमतिरामकृष्णः महाभागाः अस्म् माम् वैयाकरणसिद्धान्तकौमुदी भूषणसारं परमलघुमञ्जूषाम् अन्यत् राणीलक्ष्मीनरसिंहशास्त्रीमहोदयाः तत्र लघुशब्देन्दुशेखरम् पाठितवन्तः एते तत्र अहं वदामि अहं विशिष्टाचार्यं विद्यावारिधिं च आचार्यज्ञानमतिरामकृष्णमहाभागानं मार्गनिर्देशने अकरवं तैः छात्राणाम् उन्नतिः कथं भवेत् इति अहर्निषं चिन्तयन्तः भवन्ति ते मम विशिष्टाचार्यं विद्यावारिधिं च अन्यथा आचार्यकक्षायां च बहु कार्यं वा साधयेयं देहं वा पातयेयम् इति उक्तानुसारेण तैः बहु परिश्रमं तैः कृतम् अन्यत् यतो हि करोना समयः आसीत् तथापि तैः आन्लैन् माध्यमेन मां विद्यावारिधेः कार्ये मम साहाय्यं कृतवन्तः तैः मम गुरवः आचार्यज्ञानमतिकृष्णमहाभागाः एवं त् आचार्यराणीलक्ष्मीनरसिंहशास्त्री महाभागाः तैरपि

ये संक्षिप्तं बहु बहु वाक्यं यत् संक्षिप्तेन पाठयन्ति बहु सरलतया सुगमतया पाठयन्ति स्म राणीलक्ष्मीनरसिंहशास्त्रीमहोदयाः ताताचार्यमहोदयाः तैरपि बहु सम्यक् अधी अध्यापितम्